अहं तु अधुनापि विद्यार्थिः अस्मि चतुर्वर्षात् प्राक् मया अन्यत्र पाठम् अधीतम् आसीत् तत्र अध्ययनं सम्प्राप्य यदा अस्मिन् प्रदेशं प्रति आगतवान् तत्र मया ईशत् कष्टम् अनुभूतम् भाषा भिन्ना संस्कृतिः भिन्नम् वातावरणमपि भिन्नम् आसीत् अत्र बहु आतपः आसीत् अतः मया बहु कष्टम् अनिभूतम् यतोहि एकस्मिन् विद्यास्थाने विद्याम् आर्जितुं केचन व्यवस्थाः कल्पनीयाः किमित्युक्ते उत्तमछात्रावासः उत्तमग्रन्थालयः उत्तमक्रीडाङ्गणम् उत्तमशौचालयम् उत्तम अध्यापकाः एवम् उत्तमपरिसरः अपि भवेत् किन्तु तस्मिन् समये एतादृशव्यवस्थाः नासन् अतः किं कर्तव्यम् मम अध्ययनं कथं भवति इत्यादीनि प्रश्नानि आगतानि मम मनसि ततः देवप्रेरणया तथा गुरुप्रेरणया च कष्टः अतीतः अधुना अहं तु सन्तुष्टोस्मि एतादृशकष्टानि यं कमपि नागच्छेयुः इति प्रार्थयामि